लेख्यम् उपाहाररूपेण लिखितं सम्प्रति जनाः वृद्धपितुः मातुः कृते सम्यक् व्यवहारमपि न कुर्वन्ति इति चिन्तयन्ती अस्माकं भारसदृशः एव अतः वृद्धाश्रमं प्रति प्रेषयन्ति पिता माता बहुकष्टं कृत्वा स्वयं न खादित्वा सन्तानं प्रति सर्वं ददति जीवनस्य सर्वं सुखं त्यजन्ति परन्तु सः पुत्रः किं करोति वृद्धकाले वृद्धाश्रमं प्रति प्रेषयति अतः मम लेख्यं तेभ्यः न रोच्यते